प्रथमं रामायणमहाभारतविषये मम कथाज्ञानमिति वदति चेत् मम गृहे सर्वे मात्रा वा पितुः पितुः पितुः वा मातामही मा पितामहः सर्वे जनाः बाल्यकालतया मम एतत् कथा सर्वम् तद् सा पुराणं वा भवतु इतिहासं वा भवतु तत् सर्वं कथां तत्र वदन्ति स्म अतः बाल्यकालतया मम मम च मम मम मम अनुजः सर्वै सर्वैः तद् कथा जानाति महाभारतरामायणकथा सर्वे पठितुम् आवश्यकता इदानीं भारते अस्ति किमर्थमित्युक्ते कथं जीवनं करणीयं कथम् अस्माकम् इतिहासं सर्वम् विक् किमर्थम् अस्ति इत्युक्ते अस्माकं जीवनस्य सुखं सुखतया सुगमतया जीवनं कर्त् करणीयं करणार्थमेव वाल्मीकिना विरचितं रामायणं वा भवति व्यासेन विरचितम्